योगे आसनम् इति एकः अङ्गः बलस्य वर्धने अनुकूलानि भवन्ति सूर्यनमस्कारः इति एकः योगासनं वर्तते तत् सर्वाङ्गसुन्दरम् इति उक्तम् इत्युक्ते देहस्य सर्वभागाः अत्र विशेषरूपेण बलं पुष्टिं जायते अनन्तरं धनुरासनं मयूरासनम् उत्तानपादासनं शिर्षासनं हनुमानासनं चक्रासनं इत्यादि आसनेन देहस्य पुष्टिः कटिप्रदेशस्य पुष्टिः इत्यादि सम्पूर्णदेहस्य पुष्टिः जायते